महाभारते अष्टादशपर्वाणि सन्ति आदिपर्व सभापर्व वनपर्व अरण्यकपर्वापि कर्तुं वक्तुं शक्यते विराटपर्व उद्योगपर्व भीष्मपर्व द्रोणपर्व कर्णपर्व शल्यपर्व सौप्तिकापर्व स्त्रीपर्व शान्तिपर्व अनुसाशनपर्व अश्वमेधिकपर्व आश्रमवासिकपर्व मौसलपर्व मौसलापर्व महाप्रस् प्रस्थानिकपर्व स्वर्गारोहणपर्व एतत् एतानि अष्टादशपर्वाणि सन्ति